हा हरि ओं आम् सत्यम्

हा अस्तु कुर्मः यथा अपेक्षितं तथा

एवम् हा सत्यम्

हा एवं कुर्मः हा अवश्यम् अवश्यं कुर्मः हा अस्तु भवान् भवन्तः आदौ एव सूचयन्तु वयं तानेव फोकस् कुर्मः हा अस्तु अत्र अस्माकं वेब्सैट् मध्ये पश्यन्तु तदनुगुणं कुर्मः हा प्रेष हा ह अहं प्रेषयामि हा अस्तु कुर्मः पुनः विशेषरूपेण किमपि कर्तव्यं वा पुनः किमपि वक्तुम् अस्ति वा कथम् कर्तव्यम् इति

हा एवमस्तु भवतु हा शक्यते हा हा करोतु राम्